हेलो नमांसि महोदयाः अहं पत्रसंवाहिका अस्मि तत्र पत्रेषु न्यूज़् चेनल् इत्यत्रापि अस्माभिः तत्र इण्टर्व्यू क्रियते तत्र भवताम् इण्टर्व्यू करणीयम् आसीत् यत् भवत् भवान् सि सिद्धः अस्ति वा इण्टर्व्यू दातुं शक्यते सम्प्रति हा मया श्रुतं यत् भवन्तः सोशय्ल् सोशय्ल् वर्क् कुर्वन्तीति सामाजिककार्येषु भवन्तः रतास्सन्ति इति मया श्रुतं वर्तते अतेव भवताम् इण्टर्व्यू कर्तुम् अहम् अत्र समुपस्थिता अस्मि आम् तत्र मया प्रष्टव्यम् आसीत् यथा विश्वविद्यालयेषु बहुधा अस्माभिर्दृश्यते यत् नोटिस् इति निस्सरन्ति तत नोटिस् नोटिस् निस्सरन्ति नोटिस् आम् तत्र नोटिस् यदा वयं निस्सारयामः तथा बहुपत्राणि तत्र व्यर्थाः गच्छन्तीति तत्र बहुधा मतमस्ति तत्र पत्राणि व्यर्थानि न स्युः इति कृते तत्र कोपायः कल्पनीयः पेपर्लेस् कार्यं कर्तुं शक्यते वा तत्र विश्वविद्यालयेषु आम् महोदयाः अस्तु महोदयाः तथैव अस्माभिः प्लेस्टिक् मुक्त भारतकृते किं कर्तुं शक्यते विश्वविद्यालयेषु अपि सर्वत्र यथा तथा कार्यक्रमाः भवन्ति तदा वयम् पश्यामः बहु प्लेस्टिक् तत्र उपयुक्तं भवति तर्हि प्लेस्टिक् विनिर्मुक्तभारतकृते किं कर्तुं शक्यते तत्र कथं जागरुकता स्यात् यतोहि विश्वविद्यालयेषु एव न भवति जागरुकता तर्हि कथं स्यात् इति तत्र भवतां विचारः तत्र आम् महोदयाः सम्यगस्ति आम् महोदयाः सम्यगस्ति परं किं भवति यदा विश्वविद्यालयतः शिक्षां गृह्णाति यत् प्लेस्टिक् मुक्तं कार्यं स्यात् इति तथा स्वगृहे कर्तुं शक्नोति परं यदा विश्वविद्यालयेषु एव कार्यक्रमाः भवन्ति तदा वयं प्लेस्टिक् बोटल् इति आनयामः लघु लघुकुपिकाः आनयामः तेनैव कार्यं कुर्मः तर्हि तत्र चिन्तायाः विषयः अस्ति सः बालकः पश्यति अत्रापि आगच्छति तर्हि अस्माभिः अपि अस्माभिः अपि तदेव अनुकर्तव्यं इति तर्हि तत्र चिन्तायाः विषयः अस्ति कृते किं करणीयं भवति अस्तु महोदयाः अस्तु महोदयाः अधुना सम्प्रति एन् एस् एस् विषये तु इति वार्ता करणीया आसीत् परं पश्यात् कुर्मः मिलीत्वा करोमि अधुना सम्प्रति विरमामि नमामि